पूर्वं वित्तकोशकार्यम् अस्ति चेत् मम कृते गृहं सर्वं कार्यं कृत्वा शीघ्रं वित्तकोशं प्रति गन्तव्यम् आसीत् किन्तु इदानीं तन्त्रज्ञानस्य कारणात् निमिषद्वयेन सर्वं कार्यं गृहे एव स्थित्वा कर्तुं शक्यते यतोहि पूर्वं वित्तकोशं गन्तव्यं ततः परं पङ्क्त्यां स्थित्वा यदा मम नाम आगच्छति मम अवसरः आगच्छति तदा इव कर्तव्यम् आसीत् कृत्वा मम कार्यं भवति स्म तत्र एकघण्टां वा सार्ध एकघण्टा वा समयः गच्छती स्म व्यर्थं भवति स्म इदीनीं तु नोदनेन दूरवाण्याम् नोदनेन एव सर्वं कार्यं भवति धनस्य प्रेषणम् अस्तु धनस्य प्रेषणं किमपि भवतु तस्सर्वम् इदानीं गृहे एव स्थित्वा कर्तुं शक्यते अपि च भयमपि नास्ति किमपि भवति वा इति अपि च धनं वित्तकोशे तु धनं निष्कास्य कस्य कृते दातव्यं तदपि कर्तव्यम् आसीत् इदानीं तु गृहे स्थित्वा अकौण्ट् सङ्ख्या स्थापयित्वा निमिषद्वयेन प्रेषितुं शक्यते अपि च विदेशे ये वसन्ति तेषां कृते अपि प्रेषितुं शक्यते तादृशं इदानीं वित्तकोशकार्यम् अस्ति किञ्चित् भ्रमः भवति मम कृते तु प्रथमवारम् ए टि एम् कार्ड् मध्ये पिन् स्थापनसमये ग्रीन् पिन् भवति खलु तत्र किञ्चित् क्लेशः जातः यतः तत्र द्विवारं द्विवारं स्थापनीयम् आसीत् कष्टम् अनुभूतम् किन्तु एकवारे करोति कोपि करोति चेत् सः शीघ्रम् अवगच्छति कथं कर्तव्यम् इति किमपि विद्यायाः आवश्यकं नास्ति कथं कर्तव्यम् इति एकवारं ज्ञातव्यं तदेव अपि च जागरूकतया व्यवहारं कर्तव्यम् ओ टि पि न दातव्यम् एवं सर्वम् अस्ति तत्सर्वं मनसि निधाय कार्यं करोति चेत् सर्वं सुलभम् अस्ति उदाहरणार्थं वयम् इदानीं कुत्रापि गच्छामः हस्ते धनं नास्ति चेत् मोबैल् माध्यमेन वयं धनं धातुं शक्नुमः न केवलम् एवं सर्वं अस्माकं स्टेट्मेण्ट् भवतु वार्षीय स्टेट्मेण्ट् भवतु तत् इदानीं वित्तकोशे गत्वा तत् स्वीकरणार्थं निवेधनं ततः परं ते प्रिण्ट् कृत्वा दास्यन्ति तत्सर्वम् आसीत् इदानीं तु तादृशं न कर्तव्यं गृहे एव अस्माकं मोबैल् मध्ये एव वार्षिकं स्टेट्मेण्ट् द्रष्टुं शक्यते एतेन किमस्ति वृक्षकर्तनमपि न्यूनं भवति इति मन्ये यतोहि कागदस्य निर्माणार्थं वृक्षस्य कर्तनं भवति स्म अतः एवं तन्त्रज्ञानस्य उपयोगं वयम् अधिकं करोति चेत् वृक्षस्य छेदनमपि न्यूनं भवति तदेव मानवहस्तक्षेपः हस्तक्षेपस्य अभावेन किञ्चित् भ्रमः उत्पन्नः किन्तु एकवारं तस्य ज्ञानस्य वा बोधनं वा अवगमनम् अवगमनं वा भवति चेत् एतत् सुलभं भवति इति मन्ये मम कृते प्रारम्भे कष्टमासीत् इदानीम् अहं सर्वं धनं प्रेषणं वित्तकोशस्य सर्वं कार्यं मोबैल् माध्यमेन एव करोमि यदा आवश्यकं भवति अधिकं धनं भवति लक्षादिकम् अधिकं धनं किमपि अस्ति चेत् तदा एव एकवारं गच्छामि एतत्तु कार्यार्थं तदेव अन्यत्सर्वम् इदानीं गृहे स्थित्वा करोमि मम कृते तु बहु सुलभं जातम् अस्ति यतोहि अहं गृहिणी अस्मि गृहकार्यं भवति तस्सर्वं समापनं कृत्वा वित्तकोशं गत्वा कार्यं सर्वं कष्टम् आसीत् अपि च तत्र किमपि दोषः जातं किमपि अभवत् चेत् गृहे अपि वक्तव्यम् आसीत् इदानीं तु गृहे स्थित्वा एवमस्ति पश्यतु इति उक्त्वा सरलरीत्या सर्वं कर्तुं शक्नोमि तदेव सन्तोषम् अपि च तन्त्रज्ञानम् एवं कर्तव्यमेव मानवस्य सौकर्यार्थं मानवस्य उत्थाना उत्थानार्थम् एवं भवितव्यं तन्त्रज्ञानस्य उपयोगं तन्त्रज्ञानस्य आविष्कारं भवितव्यम् इति मन्ये